मम नाम सौम्यराणीपण्डा अहम् आन्लैन् माध्यमेन एकाम् उपनिषदम् आदिष्टवती उपनिषदः पुटिका सम्यक् अस्ति एवं च तस्याः मध्ये बहवः शिक्षणीयश्लोकः अस्ति ताः उपनिषद् मम कृते अतीव आवश्यकम् आसीत् एवं च सः मम समीपे यथासमयमेव आगतम्